नमो नमः महोदय कथमस्ति अहमपि सम्यगस्मि

महोदयः अहं विद्यालये शिक्षकः अस्मि अत्रैव शृङ्गेर्यां भवान् कुत्र शिक्षकः अ अस्ति एवं वा तर्हि स्कुल् मध्ये छात्राः कति सन्ति

एवं वा तर्हि तत्र सम्यग्रूपेण चालयितुं चालयितुं शक्नुमः वा डोनेशन् एवं वा तर्हि महोदयाः छात्राः तत्र सम्यक्तया पठन्ति वा अहं किमर्थम् अहं किमर्थम् उक्तम् इति चेत् यदि अधिकाः छात्राः वर्तन्ते त तर्हि एकस्मिन् शिक्षकाः कृते कष्टः किल पुनः चिन्ता नास्ति भवान् सम्यक्तया करोतु यत्किञ्चित् तुल्यम् आगच्छति वयम् अपि चिन्तयामः आम् अहं तु छात्राणां कृते याः कथाः वर्तन्ते तस्मिन् विषये सम्यक्तया यत्र पञ्चतन्त्रे वर्तते तस्मिन् विषये सम्यक्तया अहं पाठये पाठयन्नस्मि महोदय अहम् एकं विषये चिन्तयन्नस्मि छात्राः तु छा विद्यालये तु छात्राः सम्यक्तया संस्कृतं जानन्ति किन्तु बहिः यदि गम्यते तर्हि समाजे किं संस्कृतं सम्यक्तया प्रसारयितुं शक्नुमः वा आम् आम् आम् यदि वयं सम्यग्रूपेण सरलतया वदामः तर्हि ते गय ग्रहणं करोति कुर्वन्ति वा इति सम्यक् सम्यक्